मम प्रदेशे धार्मिकस्थानं नाम बनशङ्करि देवस्थानम् इति तत्र अनेकाः जनाः अपि जनसागरः अत्र आगच्छति कदा गच्छन्ति तत्र सामान्यतया नाम यदा देवीं देव्याः दर्शनं वर्षे द्वे द्विवारं भवति तत्र अर्धवर्षे एकदा इतोऽपि अर्धवर्षे एकदा भविष्यति तदा जनसमूहः तत्र आगच्छति तत्रत्याः आचाराः कथं सन्ति नाम देवी स्वयं दर्शनं द्वारम् उद्घाट्य स्वयं तस्याः दर्शनं करोति इत्यतः जनाः जनसागरम् आगत्य देव्याः दर्शनं प्राप्नुवन्ति तथा च द्वारं सर्वदा पिधाय एव भवति हुण्णिमे पौर्णिमायाम् एकदा पौर्णिमायां पौर्णिमायां जनाः आगत्य तस्याः कृते द्वारात् बहिः एव पूजां कृत्वा आग्रामं ग्रामं प्रति भोजनव्यवस्था भवति तद् भोजनं प्रसादरूपेन दीयते सर्वेषां कृते सर्वे अपि प्रसादं खादित्वा देव्याः अनुग्रहं प्राप्नुवन्ति